अस्माकं नगरे पर्यटकं सा स्थानानि बहूनि सन्ति एव अरोविल् अनन्तरं पञ्जवडी अनन्तरम् अरविन्दो आश्रमम् अन्यथा मणक्कुल विनायगर् मन्दिरम् अनन्तरं समुद्रमपि तत्र समुद्रस्ति अत्र एकसमुद्रं नास्ति समुद्रमिति भिन्नभिन्ननामानि तत्र सन्ति तद् तानि अपि द्रष्टव्यानि एव